पाकशालायाम् अहं नूतन नूतन पाकाः करोमि एतद् विषये अहं सन्तोषम् अनुभवामि यूट्यूब् द्वारे अहं नूतनपाकाः अभ्यासं करोमि मधुरा कटुः पाकाः करोमि अहं पाकशालायां पाकं कर्तुं बहु इच्छाम् अनुभवामि आनन्दम् अपि अनुभवामि अनन्तरं मम गृहे सर्वेऽपि मम पाकम् इच्छन्ति तदर्थम् अहं पाकं कर्तुम् इच्छामि यूट्यूब् वाहिन्याम् इदानीम् आधुनिकपाकाः अपि आगच्छन्ति तान् अपि अहं कानिचन सन्दर्भे प्रयोगं कर्तुम् इच्छामि किन्तु अस्माकं भारतीयसंस्कृत्याः प्राचीनपाकान् अपि अहं बहु इच्छामि प्रमुखतया प्राचीनकालस्य मधुरपाकान् अहं सर्वदा इच्छामि अस्य प्रयोगम् अहं यदा समयः लभ्यते तदा करोमि किन्तु इदानीम् एतद् एतस्मिन् काले मह्यं बहु समयः न लभ्यते एव तदर्थं केवल दैनन्दिनपाकान् कृत्वा जीवनं यापयामि यदा समयः लभ्यते तदा निश्चयेन श्रेष्ठपाकान् कर्तुं अहम् इच्छामि